मम गृहे प्रथमं अग्निं प्रारम्भं करोमि अनन्तरं पात्रं स्थापयित्वा एकं चषकं जलं स् पात्र अन्ते स्थापयामि अनन्तरं किञ्चित् शुण्टि एला द्वयमपि किञ्चित् चूर्णं कृत्वा उष्णजले स्थापयामि अनन्तरं किञ्चित् चायं चायं चूर्णमपि स्थापयामि

केचिज्जनाः श् कृष्णचायम् एव पिबन्ति अतः क्षीरं न मिश्रणं करोमि किञ्चिज्जनः केचिज्जनाः शी क्षीरं मेलयित्वा पिबन्ति अनन्तरं इदानीं काले शर्करा अपि न इच्छन्ति अतः यदा जनाः इच्छन्ति तदा इच्छामि धन्यवादः